बोर्वेल् हस्तोत्तलनम् उत्तलनयन्त्रं एकः यान्त्रिकप्रक्रिया तत्तु बहु पूर्वम् एव आसीत् मयापि कृतं ग्रामे अधुना अपि करोमि तत्त दीर्घकालपर्यन्तम् आकर्सीयोपि हस्तद्वारा जलम् अगच्छति तत्र पम्प् करोमि चेत् हस्त तत एव बोर्वेल् मध्ये

मम ग्रामे अपि बहुषु बेर्वेल् पम्प् अस्ति सा तु अधः प्रेशर् आगच्छति पम्प् करोमि चेत् अध अधस्तः एव जलम् आगच्छति कुत्रापि यत्रकुत्रापि अधुना इलेक्ट्रिक् माटर् द्वारा अपि कार्यं साधयति तत् जलम् एव ग्रीष्मकाले तदर्थमेव ग्रीष्मकाले अधिकजलं न आगच्छति यत्रकुत्रापि अधुना शुष्कं भवति किमर्थं पेट्रोकेमिकल् मध्ये एग्रिकल्चर् मध्ये सेच् ओ एच् मध्ये प्लेन्ट् मध्ये एतत् जलं निष्कास्य एव जनः कार्यं कुर्वन्ति तदर्थमेव पानार्थं पानयोग्यं जलं न कुत्रापि मिलति तत एव ग्रीष्मकाले एव बहवः दोषाः एव तत्त सिङ्गल् फ़ेस् डबल् फ़ेस् मल्टि फेस् मध्ये अपि जलं स्वीकृ कुर्वन्ति जनः